ह हरि हरिः ओं हरिः ओं हा महो महोदय मत्तूरुग्रामस्य विषये मत्तूरुसंस्कृतग्रामः इति प्रसिद्धः इदानीम् तादृशस्य मत्तूरुग्रामस्य तत्र ऐतिहासिक विषयाः केपि सन्ति चेत् अथवा मत्तूरुग्रामविषये ग्रामः कथम् तत्र आगतः इति तस्मिन् विषये किमपि मां प्रति वक्तुम् अर्हन्ति वा अहं तत्र पिप्रच्छ पि प्रष्टुम् इच्छा अस्ति मम अतः वदन्ति वा भवन्तः कथं मत्तूरुग्रामः

न न न न तथा न तथा न इदानीं तु सामान्यतः प्राचीनकाले सम्यगेव आसन् सर्वेपि परन्तु मत्तूरुग्रामः कथमत्र आगतः मत्तूरु इति नाम कथम् अभवत् अनन्तरम् तत्र पूर्वे ये अत्र पूर्वे ये जनाः आसन् ते अत्र कथम् आगतवन्तः तेषां तत्र विषये अनन्तरं ग्रामस्य किं निर्माणं वा किं तत् कथम् अभवत् इति तद्विषये हा वदतु वदतु महोदय

हा अस्तु अस्तु हा मम तत्र तदा ये आगताः तेषां तत्र अयं ग्रामः तेभ्यः कथं दत्तम् अत्र एतेषां वासः कथम् अभवत् इति आरम्भे कथम् अत्र आगतवन्तः सर्वे इति तद्विषये किञ्चित् पृच्छामि

परन्तु प्रमा प्रमाणं न भवति पूर्वे ये जनाः भवन्ति ते कथं यदा कथा इति या कापि कथा वर्तते

ओ

हा सम्यक् सम्यक् सम्यक्

सम्यक् हा ओ

सम्यक् तथा वा ओह् शासनमपि वर्तते हा

हा तथा अनुमातुं शक्यमिति हा हा तत्र अस्तु अस्तु अस्तु धन्यवादाः